युद्धकलाः सर्वैः पठनीयाः इति मम अभिप्रायः युद्धकलाः अस्माकं रक्षणार्थं साहाय्यं भवति अस्माकं शरीरस्य आरोग्यार्थं साहाय्यं भवति बाल्यकालादेव तद् आरव् आरम्भं बाल्यकालादेव आरम्भं करोति चेद् उत्तमं भवति तदानीं शरीरस्य किञ्चित् कर्तुं सरलता भवति वयः गच्छति चेद् तद् कर्तुं किञ्चित् दुष्करं भवति इदानीन्तनकाले त्रीणि पञ्चवयस्कः बालकाः बालिकाः तद् पठितुं गच्छन्ति तेषां शरीरं दृढम् एद् एतस्य पठने तेषां शरीरं दृढं भवदि तेषां तेषाम् आरोग्यम् उत्तमं भवति एवम् अन्यः एकः आक्रमणं करोति चेद् तस्माद् रक्षां प्राप्तुम् अपि शक्नोति एतद् दृश् एतद् दृष्ट्या पश्यति चेद् सर्वरीत्या एतस्याः पठनम् उत्तमम् इति अहं चिन्तयामि पारम्परीकरीत्या एव एतस्य पठनं चलति गुरुः गुरुकुलं गत्वा गुरुणा सह तत्र वासं कृत्वा एव तद् तस्य पठनं करणीयम् तस्य पठनं करणीयम् इति अहं मन्ये